मनसोल्लासार्थम् मम प्रदेशे व्यवस्था सन्ति यथा बालकानां कृते क्रीडितुं क्रीडाङ्गण अस्ति तदनन्तरं वयोवृद्धानां कृते अटितुम् उद्यानवनम् अस्ति परन्तु चलचित्रमन्दिरं नास्ति अत्र क्रीडाङ्गणे वा क्रीडितुम् उद्यानवने अटितुं वा तत्र शुल्क देयम् इति नास्ति यथा बालकानां कृते क्रीडितुं क्रीडाङ् बृहत् क्रीडाङ्गणम् अस्ति तत्र बालका क्रिकेट् वा तदनन्तरं तदनन्तरं फूट् बाल् वा यत् किमपि क्रीडा क्रीडन्ति उद्यान वनं अपि सम्यगस्ति वायु विहारं कर्तुं शक्यते तदनन्तरम् अत्र मत्स्या सन्ति सर्वं अपि अस्ति मनसोल्लासार्थम् क्रीडाङ्गणम् उद्यानवनम् अत्र बहु बहु उत्तमरीत्या अस्ति यः कोपि आगत्य अत्र अटितुं वा शक्यते क्रीडितुं वा शक्यते अत्र शुल्कं देयम् इति नास्ति